हा हरिः ओम्

आ किम् अभवत्

तथा ए एवम् एवम् क्षम्यतां क्षम्यतां भगिनी यतो हि अस्माकं यद् सामान्यतः एकः आगच्छति मम चायसम्पन्नं कर्तुं सः अद्य अत्र उपस्थितः नास्ति इति कृत्वा अहम् अन्यस्य समीपं तद् तस्य दायित्वं दत्तवती सः सम्यक् कर्तुं न जानाति इति कारणेन सः इदानीं सः परिवर्तितः अत्र वा भवत्याः कोपि क्लेशः अभवत् चेद् त्र क्षमां क्षमां ददातु इति प्रार्थये

सत्यं सत्यं सत्यम् सत्यं हा अवश्यम् अवश्यम् अवश्यम् अवश्यम् अस्माभिः श्रद्धा क्रियते तस्मिन् विषये इतःपरं तादृशं न भविष्यति तद् विना यदि भवती तद् न इच्छति अन्यः अन्यः ए ते त न आगमिष्यन्ति अहम् अहम् अस्तु अस्तु अवश्यम् अवश्यम् इतः परं श्रद्धां करिष्यामि नाम तदपि अतः अतः अन्येपि बहवः आगतवन्तः किन्तु न उक्तवन्तः एतादृशं विषयमधिकृत्य अतः एव मया अधिका श्रद्धा तस्मिन् विषये न कृता पूर्वम् अतः भवती उक्तवतीति महान् धन्यवादः भवती एतत् विषये किञ्चित् उक्तवती अन्यः कोऽपि विषयः अन्यस्मिन् कस्मिन् कस्मिन्नपि विषये भवत्याः नाम चायं विना तस्य तेन साकं भवति किमपि उक्तवती वा तस्मिन् विषये

भवतीं साकं भवति एकाकिनी एक् एकया आगतवती वा अन्यः कोपि आसीत् वा एकया आगवती एवम् एवं प्रातः हा न कस्मिन् समये न कस्मिन् समये कस्मिन् समये भवती कदा प्राप्तवती अत्र प्रभाते ए आ आ हा एवं हा

हा अस्तु अस्तु अस्तु अस्तु धन्यवादः महोदय धन्यवादः आ आ आ अवश्यं श्रद्धां करिष्यामि